गायनं तु अहं तु बात्रूम् सिङ्गर् इति वदन्ति तथैव अस्मि मम तत्र रुचिः अस्ति इत्युक्ते मम मम कृते एव तस्य गायनं श्रवणं भवतु मत्कृते एव श्रवणं तादृशं गायामि अन्यकार्याणि मम रुचिः अस्ति अतः अन्यकार्याणि अपि ब अन्य कार्यकरणसमये एव गायनं भवति उभयोः समन्वयः इति इत्युक्ते गीतश्रवणमपि भवति तत्र रेडियो अस्ति तत्र अथवा मोबैल् फ़ोन् अस्ति इदानीं तत्र श्रवणं तैः सह गायनं श्रवणं गायनम् एवं कृत्वा अहं कार्यं करोमि कार्यमपि स् शीघ्रं भवति अनन्तरम् अस्माकम् इच्छापि पूर्णं भवति छन्दः भवति तदपि छन्दः इत्युक्ते रुचिः अपि रुचिपूर्णमपि भवति एवम् अन्यकार्यैः सह तस्य समन्वयं साधयामि गायनेन अस्माकं तु इत्युक्ते गायनं केवलं गीतानामेव न तु श्लोकानां गायनं वा ईश्वरस्य आरत्याः गायनं वा यदि अस्माकम् अभ्यासः भवति तर्हि एकस्मिन् समये अहं पञ्च वा षड् वा आरत्यानाम् आरतीनां गायनं कर्तुं शक्नोमि तत्र श्वासपूरणम् इति तस्य अभ्यासः भवति तेन गायनेन